अहं हरियाणाप्रदेशे निवसामि अत्र वस्त्राणां पुस्तकानाम् अपि च बहुनां वस्तूनां होलसेल् मार्केट्स् इत्यादिकानि सन्ति गतेषु वर्षेषु शाकानां उपस्कराणाञ्च मूल्याणि अतिवेगेन वर्धितानि सन्ति यथा सम्प्रति अपि दृश्यते यथा रक्तफलस्य मूल्यम् अत्यधिकं वेगेन वर्धितं कदाचित् एतत् न्यूनमपि भवति कदाचित् अधिकमपि भवति आन्लैन् शापिङ्ग् विषये अहं वक्तुमिच्छामि यत् अत्र यदि वयं किमपि प्राप्तुम् इच्छामः कानिचन वस्तुनि एतादृशानि भवन्ति यत् वयम् आपणे गत्वा न प्राप्तुं शक्नुमः तर्हि आन्लैन् मध्ये एव तानि वस्तुनि भवन्ति तर्हि तथा वयं सरलरूपेण प्राप्तुं शक्नुमः तथा च तस् एतस्य उपयोगः इत्युक्ते यथा रात्रिकाले कदाचित् बुभुक्षा भवति तर्हि झटिति आर्डर् कृत्वा वयं किमपि भोक्तुं वस्तूनि स्वीकर्तुं शक्नुमः तथा च एतस्य दुरुपयोगः अपि कदाचित् अस्ति अत्र किं भवति यत् प्रलोभनकारणात् अधिकः धनव्ययः जायते तर्हि एतस्य दुरुपयोगः